नाहं तरणकुशलः अतः यत्र कुत्रापि तर्तुं न शक्नोमि परन्तु यदा कदा वा कुत्रचित् च अल्पे एव समये तरणं कर्तुं शक्नोमि